हरिः ओं हरिः ओं वदन्तु हरि ओं किमपि न श्रूयमानमस्ति हां सत्यं भवान् कः भवान् कः एवम् एवम् अस्तु भवान् इदानीमेव रिपेर् जातं वा भवता एवम् एवम् अस्तु भवान् कियत् कालपर्यन्तं क्रीडन्नासीत् वन् अवर् भवता पी सि कियत् पुरातनमस्ति पुरातनं वा न्यूतनं वा एवं भवतः पि सि मध्ये इण्टल् प्रोसेसर् अस्ति वा ए एम् डि प्रोसेसर् अस्ति वा इण्टल् वा एन्टल् प्रोसेसर् एवं भवतः डिस्प्ले न आगच्छन् अस्ति खलु तर्हि भवता ग्राफ़िक्स् कार्ड् मध्ये प्रोब्लं वर्तते

भवान् केवलं तत् पी सि मन्निकटे आनयतु अहं संस्थाप्य यच्छामि अहं डेल्लि मध्ये सौरोजनि मार्केट् मध्ये एकं कम्प्यूटर् रिपेर् शाप् इति नाम शाप् मध्ये वसामि अस्तु तस्य धनं भवते कियद् गेम्स् क्रीडनीयं भवति तावधिकं धनं दातुं भवति भवते इदानीं समीचीनं गेम्स् नाम जि टि ए फैव् जि टि ए सिक्स् इत्यादि क्रीडा अस्ति चेत् एप्पाल् सिक्स् इत्यादिकं क्रीडनमस्ति चेत् भवते थर्टि फै़व थौसेण्ड् अपेक्षितं भवति तथा सतिभवते समीचीनं ग्राफ़िक्स् कार्ड् अहं यच्छामि तत् स्वीकृतवान् किमपि गेम् क्रीडितुं शक्नोति अपि च भवान् यदि तावत् गें कर्तुं न इच्छति केवलं पब् जी फ़िरि फै़र् क्रीडितुम् इच्छति तर्हि फिफ़्टीन् तौसेण्ड् मध्ये एव भवतः समापयामि आम् अहं लोकेशन् प्रेषयामि अपि च टैमिङ्ग् अपि प्रेषयामि तस्मिन् काले एव भवता आगन्तव्यम् आं मम मम नम्बर् इदमेव अस्माकम् आपणस्य नम्बर् इदमेव अस्तु मिलामः धन्यवादः